मम इष्टतमः लेखकः अस्ति एस् एल् बैरप्पमहोदयः एव यतः अहं तस्य बहूनि पुस्तकानि अहं पठितवती पर्वा दाटु आवर्ण धर्मश्री वंशवृक्षः तब्बलियुनिनादेमगने उत्तरकाण्ड मन्द्र इत्यादि बहूनि पुस्तकानि अहं पठितवती सः एव यथा वदति एस् एल् बैरप्पमहोदय स्वयं वदति तस्य दाटु इति उपन्यासस्य विषये यत् एवं कादम्बरी इति वदामः वयं कन्नडभाषायाम् एवं रीत्या कादम्बरीं कोपि पूर्वं न लिखितवान् अग्रेपि न भविष्यति इति तस्य एव गर्वः अस्ति तथा अस्ति सामाजिकपरिस्थितिं वा सः कथं निरूपयति अनन्तरं तस्य कस्यापि विषये पूर्वाग्रहः नास्ति यत् सः चिन्तयति इदानीं जातिविषये वा अथवा स्त्रीणां विषये वा सः साक्षात् तदेव वदति इतोपि अहं किमपि तत्र नाटकवत् अन्यत् किमपि न प्रस्तोति एतदपि अस्ति यत् यत् किमपि एस् एल् बैरप्पमहोदयः लिखति तत् बहु सः अध्ययनं कृत्वा एव लिखति इदानीं पर्व इति उपन्यास विषयेपि सः पूर्वं कथम् आसीत् महाभारतकाले इति सः सम्यक् संशोधनं कृत्वा एव लिखितवान् अतः एवम् इदानीम् मन्द्र इति उपन्यासः अस्ति तत्र सः हिन्दुस्थानिसङ्गीतं सम्यक् अधीत्य एव सः मन्द्र इति उपन्यासं लिखितवान् अतः अहं तस्य उपन्यासं बहु इच्छामि तत्र एकं वदन्ति तस्य उपन्यासम् एकवारं वयं पुस्तकं स्वीकुर्मः चेत् तत् उपन्याससमापनानन्तरम् एव वयं तत् अधः स्थायपितुं शक्नुमः इति तत्तु निश्चयेन सत्यम् अस्ति बैरप्पमहोदयस्य उपन्यासानां विषये